आम् कृषिः लघु उद्यमाः इत्यादि विषये अधिकाः लेखाः पत्रिकानां भवति चेत् उत्तमाय भवति पत्रिका माध्यमेन यदि लेखाः भवन्ति तत् अधिकान् जनान् प्रेरयति आर्थिकविषयेषु विभागेषु जनाः पत्रिकातः लेखान् पठित्वा कृषिवलाः अथवा लघु उद्यमाः जनाः अधिकं कार्यं कर्तुं प्रेरणां प्राप्नोति अतः पत्रिकानाम् आर्थिक विषयेषु विभागेषु कृषिः लघु उद्यमः इत्यादि विषयेषु अधिकाः लेखाः भवेयुः इति अहं मन्ये